इदानीन्तनधावन्तजीवने अस्माकं जीवन सार्थक्यम् आरोग्यतमजीवनम् आवश्यकं चेत् योगाभ्यासम् आवश्यकमेव इति वयं ज्ञातवन्तः पूर्वकाले अस्माकं ज्येष्टाः किं कृतवन्तः प्रातःकाले उत्थाय सर्वं तत्र पाकशालायां वा गृहकार्यं वा योगासनद्वारा योगासनमेव भवति स्म इदानीं तु आधुनिकजीवनकाले अस्माकं योगासनम् अवश्यकमेव भवति किमर्थमित्युक्ते अस्माकं देहस्य रक्षणम् आरोग्यार्थं रक्षणं भवितुं योगासनस्य प्रयोजनम् अस्ति शारीरकमानसिकशान्त्यर्थं वयं ध्यानं कुर्मः मानसिकस्वास्त्यरक्षणार्थं ध्यानेन भवति इति अस्माकं ज्येष्टाः तद् ज्ञातवन्तः वैद्यकीयक्षेत्रे अपि इदानीं योगाभ्यासद्वारा चिकित्सा वर्तते